मम क्षेत्रे राजस्थानप्रदेशे भिन्नभिन्न ऋतुषु ऋतु अनुगुणमेव वातावरणं भवति अत्र न्यूनादिकं परिवर्तनानि अस्माभिः परिरक्ष्यन्ते परन्तु बहु अधिकम् अन्तरं न भवति तेन जनजीवनं दुस्प्र् दुष्प्रभावितं न भवति बहुषु वर्षेषु यथा परम्परानुसारम् अस्माकम् ऋतुराजः आगच्छति शैत्य ऋतुः भवति निदाघः अपि भवति घर्मः भवति परन्तु जनाः सर्वमपि सोढुं शक्नुवन्ति अतः अधिकं परिवर्तनं नास्ति यद्यपि सम्पूर्णविश्वे जलवायुः परिवर्तनम् इति उच्यते परन्तु ग्रीष्मावकाशे जून् मासे यदा कदा जनजीवनं बहु निदाघः भवति तदा दुष्प्रभावितं भवति परन्तु सर्वकारीयप्रयत्नेन एवञ्च जागरूकतया जनाः सर्वाणि कार्याणि सावधानेन भूत्वा कुर्वन्ति वयमपि सर्वदा अवलोकयामः